अहं श्रीनिधिः हा अं श्रीनिधिः ति द्विसहस्रं प्रिण्ट् दत्तं दत्तं भवताम् हां दत्तम्

कदा कदा दीयते हाम्

शीघ्रमेव आवश्यकं अत् आम्

श्वः एव दातुम् आम्चु आवश्यकम् ओ आम् श्वः आम् आ तत आम् अद् श्वः तद् कापीस् अन्यत् स्थलं दातव्यम् इति दातव्यम् आं सत्यम् श सायं श्वः सायङ्कालः श्वः सायङ्कालात् प्राक् एव तत् करणीयम् आम् आं सत्यम् ओके

हाम् हा

अस्तु त तत्र इतोप्यधिकतया अद् आवश्यकं चेत् अ अस्तु तत्र एकम् एकवादनानन्तरम् हा

आम् आम् आम् हा अस्तु अस्तु अस्तु इतोपि पञ्चसहस्राः कापीस् आवश्यकाः आवश्यकाः

हाम् हह आमाम् आ अर्जेण्ट् नास्ति हा अर्जेण्ट् नास्ति स सावधानेन आम् साव् सावधानेन आकर अस्तु मिलामः